अहं कोळिकोड् मध्ये आह्वयामि हा नेक्स्ट् वीक् अहं तिरुवुण्डतः आगच्छामि इति अहम् इच्छामि तत्र अग्रिमे सोमावासरे आगच्छामि अहमेकः एकमेव अस्ति अहम् एकाकी एकाकी अस्मि किन्तु तत्र दृष्टुं हा वदतु हा वदतु वदतु इदानीं दशवादने प्रातःकाले हा न न न बैक् बैक् इति अहम् इच्छामि किन्तु आं द्विचक्रिका आवश्यकी एवं त्रयः दिनानि आं दिनानि न न न मन्दिरं न इच्छति सागरं पर्वतं न अहं न इच्छामि न भो न न पर्वतं सागरम् आम् आ आम् अस्ति हा तत्र कियत् दूरमस्ति कियद्दूरमस्ति एवं वा

आं भगिनी प्रथमतया प्रथमतया प्रथमतया भगिनी कुत्र स्थलस्य नाम वदतु कुत्र कुत्र अहम् आं

हा एवं वा सम्यक् एवं वा तत्र न न तत्र प्रकोष्ठं कुत्र अस्ति वासस्थलं भोजनम् एवं वा किञ्चिद् आफ़र् अस्ति वा डिस्कौण्ट् आफ़र् हा वदतु भगिनी तत्र पेकेज् अस्ति किल प्याकेज्

एकं पेकेज् अपि एकं पेकेज् हा तद् चिन्ता मास्तु पेकेज् वदतु प्रथमतया

आम् अस्तु धन्यवादः धन्यवादः

हा धन्यवादः